चाय् भारते सर्वे चायं पिबन्ति भारते छात्रः चायम् अतीवप्रियः अस्ति चायशब्दः सर्वेषां हृदये चायस्य एतादृशम् उत्थानम् अनन्तर्गतम् बुद्धिः पयति किञ्चित् जलं कथयतु क्वथनानन्तरं किञ्चित् चायपत्रं योजयित्वा ततः यावतां जनानां चायस्य मध्ये किञ्चित् शर्करां योजयन्तु यु वाण्ट् भवतः स्वरूचिः अनुसारं योगः अथवा स्वस्य विशेषं चायं कर्तुं शक्नुवन्ति तर्हि मम गृहे एषा चायः अतीव महत्त्वपूर्णम् अस्ति अतः प्रथमतया चायम् अतीवमहत्त्वपूर्णम् अस्ति विभिन्नप्रकारस्य ग्रामेषु सन्तुष्टम् अयम् अमृततुल्यचायम् इति कथ्यते अमृततुल्यचायं पिबत अवसादं शारीरीकरोगाश्च निवृत्ताः भवन्ति एतस्य चायस्य निर्माणे बहुकालः न भवति चायस्य सज्जीकरणाय केवलं दश निमेषाः एवं भवति इति